हरिः ओम् हा वदतु स्वागतम् सुषमा इति वा हा किं करोति भवती एवं वा भवती कुत्र वसति

एवं वा आ भवत्या पूर्वं संस्कृतं ब कुत्रापि न पठितं वा इदानीम् आरम्भं करणीयम् इत्यस्ति वा किमर्थं संस्कृतं पठनीयमिति भवत्याः इच्छा अभवत् न अस्माकं व्यवहाराय कन्नडभाषा मातृभाषा अस्ति एव अतः मातृभाषा अध्ययनेन अस्माकं व्यवहारः समाप्तः भवति

ओ अस्मिन् समये अपि गृहिणी भूत्वा संस्कृतं पठितुम् इच्छा अस्ति इति भवती वदति महान् सन्तोषः अस्तु भवत्यै सहाय्यं करोमि म् ह् किन्तु ब भवत्याः आयुः नाम वयः कति चत्वारिंशत् वा आ भवते हिन्दीभाषादिकं जानाति वा हा यतोहि संस्कृतं पठितुम् उत ज्ञातुम् यदि हिन्दीभाषां भवती जानाति चेत् अतीवसुलभतया भवती यतोहि हिन्दी संस्कृतभाषयोः लिपिः सामान्यतया समाना भवति अतः हिन्दीं यदि भवती जानाति अध्ययनं अतीव सुलभतया भवती कर्तुं शक्नोति अस्तु इदानीं भवती गृहे एव भूत्वा पठन्ति वा उत समीपे यत्र कुत्रापि पाठशालादिकं गन्तुं सिद्धा अस्ति वा हा

ओहो तर्हि पत्राचारमाध्यमेन पठितुं शक्नोति वा तर्हि अहं तत्र भवत्याः सङ्केतादिकं मम वाट्साप् सङ्ख्यां प्रेषयामि तत्र वाट्सप् सङ्ख्यां प्रति भवत्याः भवत्याः एतत् गृहसङ्केतं वा किमपि प्रेषयतु अहं तत्र तद्विषये सम्बद्धं समपूर्णं विवरणं प्रेषयामि वाट्सप्द्वारा अनन्तरं भवती तत्र दूरवाणी तत्र एका दूरवाणीसङ्ख्या आगच्छति तत् दूरवाणीसङ्ख्यां प्रति दूरवाणीमपि कर्तुं शक्नोति नो चेत् यदि समीपे यदि संस्कृतभारत्याः कार्यालयः भवति भवत्याः प्रदेशस्य परिसरे एकः भवति तत्र संस्कृतभारत्याः कार्यालयः इति सामान्यतया सर्वत्र भवति भवत्याः समीपे कुत्र अस्ति इति अहं न जानामि अथापि पत्राचारमाध्यमेन पठितुम् अहं व्यवस्थां करोमि इदानीं मम वाट्सप् नैव नैव तत्र माध्यमानि बहूनि सन्ति कन्नडा इङ्ग्लीषु तेलुगु तमिळु हिन्दी इत्यादि भाषासु अपि भवती पठितुं शक्नोति हा यस्यां कस्यामपि भाषायां भवती संस्कृतं पठितुं शक्नोति किन्तु एकं परिपत्रम् आगच्छति तत् सम्पूर्णतया परिपूर्य न इदानीं शिक्षणमित्युक्ते न इदानीं वदामि एकं निमिषं शिक्षणं नाम द्विधा भवति नाम द्वयं भवति द्विविधं भवति पु पाठ्यपुस्तकादीनां स् द्वारा संस्कृतपठनं एकरूपं भवति केवलं संस्कृतं प पठनं उत संस्कृतशिक्षणं प्राप्नोति त प प्राप्तुम् इच्छा अस्ति वा नो चेत् संस्कृतपठनादिकं मास्तु सम्भाषणं कर्तुम् अहम् इच्छा अस्ति इति चेत्

अस्तु इदानीमहम् अस्तु इदानीं मम वाट्सप् सङ्ख्यां वदामि भवती तत्र आरक्षणं तत्र सङ्ग्रहणं करोतु हायिति प्रेषयति चेत् अहं समग्रपत्राचारमाध्यमस्य विवरणं प्रेषयामि

हा अस्तु अस्तु अस्तु स्वागतं धन्यवादः